ग्रामीणे कृषौ यथा कृषिकस्य महत्त्वम् अस्ति तथैव कृषलकर्मिणाम् अत्यन्तं महत्त्वम् अस्ति तैः विना कृषकां कृते कृषिकार्यं नैव सुकरः तस्मात् कुशलकर्मिणां विहाय कृषिजीवनं कृषकजीवनञ्च कल्पयितुम् एव न शक्नुमः किन्तु तान् अन्वेष्टुं धारयितुञ्च कृषकाः बहु समस्यानाम् अनुभवं कुर्वन्ति विश्वासार्हाः वा न इति परीक्षितुम् एव कृषकाणां कालापव्ययः भवति तथैव धनापव्ययः अपि भवति एते कुशलकर्मिणः अधिकं धनम् इच्छन्ति अस्माकं क्षेत्रे तु कृषिकार्यं कर्तुं दिनस्य पञ्चाशत् रूप्यकाणि इच्छन्ति अस्मत् पक्षतः